आं मम प्रदेशः बङ्गप्रदेशः इति मम प्रदेशस्य उत्तरे भारतवर्षस्य मुकुटस्वरूपः हिमालयः वर्तते तथा च मम प्रदेशस्य दक्षिणदिशी दक्षिणप्रान्ते मम बङ्गमातुः पादम् प्रक्षालयति बङ्गवस् बङ्गोपसागरः तत्र घर्मकाले जनाः हिमालयम् प्रदेशं भ्रमितुं गच्छन्ति तत्र स्थानद्वयं विशेषेण भ्रमणयोग्यम् मनोरमं च वर्तते तत्र सेवकनामकम् एकं स्थलं वर्तते तथैव कालिम्पवनामकं द्वितीयं स्थलं वर्तते उभयमपि स्थलम् प्राकृतिकम् मनोरमम् परिवेषेन सर्वदा दीप्यमानं भवति तत्र उभयोः पर्वतयोः मध्ये नाम मध्ये मध्यतः तिस्ता नामिका नदी प्रवहति तत्र अद्भुतं मनोरमं दृश्यं भवति मनः तत्र शान्तं भवति पर्यटकाणाम्